मम ग्रामीणे समुदाये नृत्यप्रकाराः द्वयाः जनरियाः एकं तु व्याघ्रवेषः अन्यं यक्षगानं तत्र व्याघ्रवेषो नाम जनैः बालकैः तत्र देहोपरि व्याघ्रवत् वर्णान् स्थापयित्वा नृत्यं कुर्वन्ति तत्र समयः सामान्यतः कृष्णष्टमी गणेशतुचतुर्थी नवरात्री दीपावली अथवा विशिष्टसन्दर्भेषु एतस्य प्रस्तुरनं भवति तत्र यक्षगाने वर्णादिरूपादि रूपयुक्तवर्ण वस्त्रान् धृत्वा नृत्यप्रस्तोष् प्रस्तोषणं भवति यक्षगानस्य तु काल व्यवस्था वर्तते दीलापळेः अन्तरं तथा मे मासात् मे मासस्य अन्तिमं यावत् एतत् एषः कलः प्रसिद्धतया नृत्यते अन्यसमयेषु नृत्यते परन्तु न तथा प्रसिद्धः